नमस्कारः अहं भवतां कारयानं बुक् कृतमासीत् तत्र मम एड्रेस् अस्ति तत्र मम सङ्केतं वर्तते तमिल्नाडुकाञ्चिपुरमघ्ये एनाथुर् इत्यस्य पार्श्वे एकः भोजनालयः भवनमस्ति तत्र मम सङ्केतः भवान् तत्र आगन्तुम् आगच्छतु अहम् इतः चेन्नै गच्छामि ओ क्षम्यतां क्षम्यताम् इदानीम् अहं तत्र भवान् तत्र आगतं वा अहम् इदानीं तत्र नास्मि इदानीं मम एकः बहु मम विश्वविद्यालयतः बहु कार्यं भवति तत् कारणात् अहं ततः ततः पल ततः कुत्रचित् ग गतम् इदानीम् अहं तत्र नास्मि इदानीम् अहं क काञ्चित् तमिळ्नाडुराज्यस्य काञ्चिपुर जिलायान् जिलायान् जिलायान्तर्गतम् तत्र रौहद्राजदेवालयपार्श्वे तत्र एकं स्थानं वर्तते तत्र चायम् आपणं वर्तते तस्य समीपे अहं तस्य एकस्य भव तत्र एकं ब एकस् एक एकं भवनम् भवनस्य एकस्य भवनस्य पार् भवनस्य पार्श्वे अहम् अस्मि तत्र भवान् भवतः कारयानम् आनयतु अहं ततः गच्छामि चेन्नै इति अहं मम समये सूचना दत्तम् तत् इतोपि अहं तत्र नास्मि इति अहम् अहं वदामि अहं तत्र नास्मि इतो इदानीम् अहम् इदानीं तत्रतः तत्रतः इदानीम् अहं पित्र तत्र गतम् श्रीरङ्गं भवान् अतः भवान् तत्र श्रीरङ्गम् आयतु क्षम्यतां मम तत्र अहं तत्र नास्मि इदानीं श्री श्रीरङ्गम् आयातु तत्र